मम प्रदेशे पर्यटकेभ्यः द्विसहस्राधिक वासस्थानानि सन्ति तेभ्यः सेवा प्रदाने कि क्वचित् समस्याः भवन्ति चेत् अपि उत्तम रीत्या ते कार्यम् अपि निर्वहन्ति अत्र प्रवासीस्थानम् अस्ति इत्यतः सहस्राधिकं द्विसहस्राधिकं वासस्थानव्यवस्था परिकल्पिता वर्तते यथा वयं वदामः वीकेण्ड् मध्ये एतद् सहस्राधिकमपि कदाचित् सम्पूर्णं भवति केचन प्रवासिनः तेषां कार् याने एव आरात्रौ विश्रामम् अपि स्वीकुर्वन्ति सेवाप्रधाने का समस्या इति चेत् कदाचित् तेषां मूल्यादिकम् अधिकं भवति पुनः प्रवासिनः ये आगमिष्यन्ति तेभ्यः ऊटोपचारव्यवस्था पुनः भोजनव्यवस्था य यत् किमपि अस्ति यथा वदामः भोजनाधिकं वदामः तत् किञ्चित् क्लेशकरं भवति अनन्तरं प्रकोष्टादिकं बहु सम्यक् प्रकल्पन्त् प्रकल्पयन्ति जलाधिकं व्यवस्था विद्युत् व्यवस्था यथा पार्श्वे एव मार्गाधिकं व्यवस्था अपि सम्यक् एव अस्ति